हा श्रूयते किल अहं जयरामः हा सत्यं सत्यं मम महोदय मम कृते हा मम कृते इन्टेर्नेट् कनेक्षन् आवश्यकम् आसीत् मम गृहस्य हा मम गृह् गृहं प्रति इन्टेर्नेट् कनेक्षन् आवश्यकम् अस्ति हा किमर्थम् इत्युक्तौ मम गृहे अनेकाः कार्याणि कर्तुम् अस्ति मम कृते अधुनातनसमये इन्टेर्नेट् आवश्यकं किल बहु करणीयमस्ति इन्टेर्नेट् मध्ये कार्यं बहु करणीयम् अस्ति इत्यादिकमस्ति इन्टेर्नेट् नास्ति चेत् बहु कष्टकरं भवति भवतः कृते यदि इन्टेर्नेट् तत्र व्ययः कति भवति कति भवति कति बवति द्विसहस्रं वर्षे एकस्य त्रिसहस्रं भवति वा

तर्हि मासे मासे मासे मासे यदि वयं दद्मः तर्हि किञ्चित् न्यूनं कर्तुं शक्यते वा किञ्चित् न्यूनं कर्तुं शक्यते वा इदानीं मम तावत् धनं नास्ति किञ्चित् न्यूनं करोतु भवान्

इदानीम् आफीस्

सत्यं सत्यं सत्यं तदेव इदानीं तद् आफीस् कृते कति भवति तदेव मूल्यं वा मम आफीस् मम बृहत् आफीस् अस्ति तत्र आफीस् इत्युक्ते कति आफीस् हा आफीस् कृते आवश्यकमस्ति मम आफीस् मध्ये तत्र पञ्चशत् कम्प्यूटर्स् सन्ति लेटन् त्राष् अतः तत्र कति भवति भवतः कृते तदेव टेन् चार्ज् वा सन्ति

त्रिसहस्र हा आ अस्तु त्रिसहस्ररूप्यकैः सर्वं कर्तुं शक्यते आफीस् गृहं प्रति आ सत्यम् आ आ आ इन्टेर्नेट् व्यवस्था तु समीचीनं भवेत् नो चेत् अस्माकं कृते कष्टं भवति हा इदानीं भवान् कदा अस्माकम् इन्टेर्नेट् कनेक्षन् कर्तुं कदा आगच्छति भवान् इन्टेर्नेट् कनेक्षन् कर्तुं कदा आगच्छति कदा आगच्छति श्वः हा एव आगच्छति वा श्वः अहं नास्मि महोदय मम कृते अन्यत्र गन्तुम् अस्ति भवान् परश्वः आगच्छतु प्रपरश्वः कति समये आगच्छति भवान् अस्तु अस्तु अस्तु अस्तु स्थापयामि श्वः भवान् आगच्छतु श्वः भवान् आगच्छतु अस्तु राम् राम् आ अस्तु अस्तु अस्तु अस्तु